मम पुत्रः भवतु भ्राता वा भवतु या पुत्री वा भवतु तैः तेन शक्यानुसारा कियत् पर्यन्तं पठन् पठितुं इच्छन्ति तद् ते कर्तुं शक्यते तत्र कोऽपि समस्या नास्ति प्रौढशालाया वा भवतु विद्या विश्वविद्यालयस्य पदवी वा भवतु अधिकाधिकवर्षाणि ते पठन्ति चेत् तेषां बुद्धिः चिन्तनशैली ज्ञानस्य वृद्धिः एव भवति बालिकाः अपि समानरीत्या विद्या प्राप्तव्यम् इति एव मम इच्छा